सूर्यसिद्धान्तः इति कश्चन आर्षग्रन्थः अस्ति तस्य अध्ययनात् पूर्वं तद्विषये मम किञ्चिदपि ज्ञानं नासीत् अतः अहम् अध्ययनात् पूर्वं चिन्तितवान् एतस्मिन् ग्रन्थे किं प्रतिपादितम् इति न ज्ञायते अत्र किमपि विशेषः विशेषः तथा न स्यात् इति मया चिन्तितमासीद् परन्तु अहं यदा अहं पठन् पठन् गतवान् तदानीं एतस्य ग्रन्थस्य महत्वम् अहं ज्ञातवान् ग्रन्थेऽस्मिन् मध्यमाधिकारः स्पष्टाधिकारः त्रिप्रश्नाधिकारः चन्द्रग्रहणाधिकारः सूर्यग्रहणाधिकारः धिकारः ग्रहयुत्यधिकारः भग्रहयुत्यधिकारः शृङ्गोन्नत्यधिकारः उदयास्ताधिकारः पाताधिकारः भूगोलाध्यायः मानाध्यायः ज्योतिषोपनिषदध्यायः इत्यादि चतुर्दश अध्यायाः सन्ति केवलं पञ्चशतश्लोकेषु खगोलशास्त्रीयाः प्रधानविषयाः सम्यक्रूपेण प्रतिपादितमस्ति पुनश्च श्लोकाः अपि तथा कठिनाः न सन्ति सर्वेऽपि श्लोकाः अनुष्टुप्छन्दसा एव प्रतिपादिताः सन्ति इति कारणात् कण्ठस्थीकरणे एवञ्च विषयाणाम् अवगमने च क्लेशः न न भवति पुनश्च चित्रमाध्यमेनापि समीचिनरूपेण यथा ग्रहगणितस्य उपपत्तिः वयं ज्ञातुं शक्नुमः तथा समीचिनरूपेण प्रतिपादितमस्ति पुनश्च अस्य ग्रन्थस्य बह्व्यः टीकाः समुपलभ्यन्ते अतः अर्थावगमने पुनश्च उपपत्ति उपपत्तेः अवगमने च कोऽपि क्लेशः न भवति पुनश्च अत्र प्रचीनकालीक शास्त्रीयविषयाः अत्यन्तं समीचीनरूपेण प्रतिपादितमस्ति कथं ग्रहगणितं करणीयं ग्रहणगणितं कथं करणीयं ग्रहणं नाम किं सूर्यग्रहणचन्द्रग्रहणयोः स्वरूपं किमस्ति लम्बनं नाम किमस्ति नतिः नाम किमस्ति त्रिप्रश्नाधिकारे के के विषयाः तत्र प्रतिपादिताः सन्ति अग्रा नाम का शङ्कुः नाम कः पलभा नाम का इत्यादिविषयाः अत्यन्तं समीचीनरूपेण सदृष्टान्तं प्रतिपादितमस्ति अतः एषः ग्रन्थः अत्यन्तम् उपयुक्तः भवति विशेषतया सिद्धान्तज्योतिषं ये अध्ययनं कुर्वन्ति तेषां कृते अत्यन्तं मूलभूतग्रन्थः अयं सूर्यसिद्धान्तग्रन्थः एव भवति अस्मिन् ग्रन्थे अत्यन्तं सरलरूपेण यथा छात्राणां कृते अवगमनं भवति तथा सिद्धान्तज्योतिषस्य विषयाः प्रतिपादितास्सन्ति अतः एतस्य ग्रन्थस्य अध्ययनेन पूर्वं मम मनसि अस्य ग्रन्थस्य विषयः अभिप्रायः वा आसीत् सः परिवर्तितः पूर्वम् अध्ययनात् पूर्वम् एषः ग्रन्थः तथा उपयोगः उपयोगी नास्तीति मम मनसि आसीत् परन्तु अध्ययनकरणानन्तरम् अत्र विद्यमानानां विषयाणां ज्ञानेन अयं ग्रन्थः अत्यन्तम् उपयोगिकः ग्रन्थः इति मम मनसि चिन्तनं जातम्